मम स्थाने विशेषेण क्रीडापटवः अथवा तत्र अन्यत्र अन्यत्र विभागे क्रीडालवः न्यूनाः एव इदानीं केचन प्रतिभाशालिनः किञ्चित् तत्र स्थानं प्राप्नुवन्तः सन्ति किन्तु ज्येष्ठाः अथवा तथा स्वनाम्ना अत्यन्तं प्रसिद्धाः राष्ट्रस्तरे एव प्रसिद्धाः राज्यस्तरे एव प्रसिद्धाः इति न्यूनास्सन्ति किन्तु विशेषेण प्रशासनवर्गे अड्मिनिष्ट्रेटर्स् इति प्रशासनवर्गे तावत् तेषाम् अत्र बहवः तथा जाताः तत्र रामकृष्ण हेगडे इति सः अत्यन्तं प्रधानः राजकीयजीवने तस्य योगदानं महदस्ति अतः सः कर्णाटकराज्यस्य मुख्यमन्त्रीपदमपि आरुढवान् एवं देशस्य प्रशासनकार्येपि प्रायः सः मन्त्रिरूपेण तत्र तत्र कार्यं कृतवान् अतः सचिवत्वं तस्य राष्ट्रं राष्ट्रस्तरीयसचिवत्वमपि तस्य आसीदिति हेतोः स अत्यन्तं प्रधानः अस्माकं प्रदेशात् एवमेव अनन्त्कुमार् हेगडे इति सोपि तत्र अत्यन्तं प्रधानः सः प्रायः सप्तवारम् एकस्मादेव स्थानात् तत्र जनादेशं सम्प्राप्य सः तत्र सर्वकारस्य तत्र देव स्थानं सं संसत् स्थानं प्राप्तवान् सोपि एतस्य भागस्य अथवा एतस्य स्थानस्य प्रतिनिधित्वेन कार्यं अकार्षीत् अन्ये च बहवः तत् तादृशाः राजकीयक्षेत्रे एवं प्रशासने इदानीम् ऐ ए एस् रूपेण एवं तत्र ऐ आर् एस् इति एतद्रूपेण च बहवः जनाः तत्र प्राप्तप्रवेशाः एवं प्रशासनवर्गे विशेषेण स्वप्रतिभां प्रदर् प्रादर्शयन् तत्र इदानीं विशेषेण तत्र मेजेस्टिक् रैल् निस्थानस्य मुख्यः अधीक्षकत्वेन अपि कार्यं कुर्वाणः कुर्वन् यः अस्ति सोपि अस्माकं प्रदेशीयः एवं बहवः इदानीम् एवमेव तत्र सि ए कृत्वा बहु उन्नतपदव्यां विराजन्ते बहवः अस्माकं प्रदेशीयाः एवं धार्मिक प्रातिनिध्यं एवं धार्मिकक्षेत्रेपि मठादिषु तेषां उत्तरदायित्वं भवति ते प्रशासनकुशलाः अपि भवेयुः एवम् आध्यात्मिक ज्ञानम् विस्तारकाः अथवा तत्र तत् प्रतिपादकाः ते भवन्ति तत्तादृशाः अस्माकं प्रदेशे बहवः वर्तन्ते एवं तेषाम् तत्तत् कार्येषु ते अत्यन्तं सल्लग्नाः इति यः विशेषेण तेषां कथनं क्रियते